मम ग्रामे किं बहु रोचते इति प्रश्ने कृते सति अत्र जनानां या कृतिः अथवा यः स्वभावः विद्यते सैव रोचते किमर्थम् इत्युक्ते परोपकारार्थमिदं शरीरम् इति वचनानुसारेण अत्रत् अत्रत्याः बहवः जनाः परोपकारं कुर्वन्ति सर्वदा साहाय्यं कुर्वन्ति यदि क्लेशः अनुभूयते चेत् झटिति आगत्य किमपि साहाय्यं कुर्वन्ति अतः इयं व्यवस्था मह्यं रोचते एवं जनाः साधुस्वभावयुक्ताः भवन्ति अतः एतदपि मह्यं बहु रोचते